माहेश्वरात् आगता भाषा संस्कृतभाषा इति वयं सर्वे जानीमः एतादृशी भाषा बहु समीचीनतया कृता भाषा इति अपि वयं जानीमः बहु स्ट्रक्चर्ड् बहु उत्तमतया निर्मिता भाषा इति अपि वयं जानीमः तत्र मूलशिला अस्ति अ अक्षरम् अक्षराणि तद् न नश्यते इति एव अक्षरम् इत्यपि अस्ति

अक्षर अक्षरात् आरभ्य तदनन्तरं पदं वा वाक्यं वा इति एकैकं वयं पश्यामः अवगच्छामः पठामः वदामः सर्वं समीचीनतया भवन्ति धातुरूपाणि अनन्तरम् नामपदानि तत्र प्रातिपदिकं सर्वं वयं पश्यामः उत्तममूलशिला कृत्वा मूलशिलां कृत्वा एव अग्रे भाषा भाषायाः वर्धनम् अभवत् इति एव वयं पश्यामः एकं वाक्यं वा एकं वाक्यम् आम् अहम् यथा अवगच्छामि तथा एव प्रायः सर्वे अवगच्छन्ति स्ट्रक्चर्ड् उत्तमतया निर्मिता भाषा इति कारणेन पदानि अपि यत्र कुत्रापि भवन्ति वाक्ये समानम् अर्थमेव ददाति तत्र बहु स्ट्रक्चर् उत्तमतया कृतम् इति कारणेन अपि नूतन पदनिर्माणमपि शक्यते अतः संस्कृते एतादृश पदानि एव सन्ति इति नास्ति समासः इति समासं वयं जानीमः समासम् उपयुज्य वयं नूतन प्रातिपदिकानि वयं निर्माणं कर्तुं शक्नुमः अतः नूतन पदानि अपि आगच्छन्ति एव तादृशं कथम् उच्चारणं करणीयम् कथम् अवगन्तव्यम् कथं वाक्यनिर्माणम् भवति इति सर्वं सम्यक् लिखितं सम्यक् उक्तम् इति कारणेन तद् तत्र वैशिष्ट्यम् अधिकं भवत्येव संस्कृतभाषायाः वैशिष्ट्यम् इति वयं वदामः चेत् बृहत् सागरमेव अतः अहं लघु विषयमेव अहम् अत्र उक्तवान्